गृहं परितः विद्यमानानि क्षेत्राणि स्वच्छतया स्थापयितुम् अहं प्रतिदिनं यत्कमपि तत्र अवकरम् अहं पश्यामि तद् उत्थाय अवकरकण्डोले स्थापयामि अनन्तरं द्वितीयं यः कोऽपि तत्र प्रतिदिनं सम्मार्जनं करोति सः अपि प्रतिदिनं सम्यक् करोति वा न करोति इति पश्यामि यत्किमपि अवकरं वयं गृहतः बहिः निष्कासयामः तत् वा पृथक्करणं कृत्वा अहं स्थापयामि यथा उषितम् आर्द्राः अवकराः वा शुष्काः अवकराः भिन्नं भिन्नं कृत्वा तत्र स्थापयामि यत्किमपि गृहस्य वृक्षस्य पर्णानि तत्र पतन्ति तद् अपि अवकरकण्डोले स्थापयामि तत्र प्लास्टिक् सदृशानि वस्तूनि अहं सम्यक् उत्थाय अवकरकण्डोले स्थापयामि